वर्तमानपरिदृश्य विज्ञापनस्य अधिकजनान् प्राप्तिर्हेतुः इन्स्टाग्राम् टेल्ग्राम् फे़स्बुक् ट्विट्टर् श स्नाप्चेट् इत्यादिषु बहुषु स्थानं वर्तते यत्र विज्ञापनस्य परिदर्शनं कृत्वा जनाः बहुषु विषय् विषयेषु अवगमनं ह भवितुम् अर्हति तथा च तेषाम् तथा उदाहरणार्थं यदा इन्स्टाग्राम्मध्ये रील्स्थाप्यते चेत् तद्विषये जनाः बहु दृश्यते एवं तेषां विषये तेषां तस्य रुचिः अपि निर्मीयते एवं प्रकारेण यदा यूट्यूब्स्मध्ये वीडियो इत्यादिषु यत् चलति चालयति चेत् अपि त तस्मिन् विषये ते दृष्ट्वा एव अवगमनं भवति तद् हा सामग्री अथवा विषयं कथमस्ति सः कथं तेषां कृते उपयोगकरः भवति एवं प्रकारेण यदा फे़स्बुक्मध्ये लेखनम् अपि लिखति चेत् जनाः तेषां विषये बहु सुल् सुलभतया तथा च बहु गूडार्थे तद् यत् सामग्री अथवा विषयं यदस्ति तस्य कृते अवगमनं भवति तत् कथम् अस्ति एवं तेषां जीवने किमर्थं तस्य प्रयोगम् अस्ति एव एतद्रूपेण तेषा जनानां मध्ये रुचिः निर्मीयते तथा च तेषाम् ते कथं कथं तस्य प्रयोगं कर्तुं शक्नुमः इति ज्ञातुं शक्नोति एवं रूपेण यदा उदाहरणार्थम् आडियो बुक्स् यदस्ति तस्य एकं रील् चालयतु इन्स्टाग्राम्मध्ये तस्य एकं किमपि संवादं यत् चालयति चेतपि तदनन्तरं जनानां मध्ये एकं कौतुकं कोत् कुतूहलम् आगच्छति यद् तद् अनन्तरं क किं जातं कथामध्ये किं जातं किं भवति इत्यादिषु यद् मनसि यत् कुतूहलमस्ति तद् जागृतं भवति तद्रूपं तावत् रू प्रकारेण तैः नूतनं किमपि शृणु हा श्रोतुं शक्नुमः तथा च यद् आडियो बुक्स् अस्ति समाजं हा प सम्बन्धित अथवा किमपि वा भवतु तत्र तैः हा तेषाम्मध्ये रुचिः भवति तेषाम्मध्ये कुतुहलं जागृतं भवति तेषां मध्ये हा चञ्चलत्वम् आगच्छति यः किं प्रसङ्गम् इति एतावत् रूपेण एकम् उदाहरणम् अस्ति तत् आडियो बुक्स् कृते एतावत् रूपेण ह यदा रत्नानां कृते अथवा भिन्नभिन्नविषयानि अस्ति तेषां कृते अपि तथा दर्शनं वा अथवा तेषां किञ्चित् वीडियोग्राफ़ि अपि क् कुर्मः चेतपि त हा तत् सोश्यल् मीडिया इत्यादिषु यत् स्थानम् अस्ति तत्र स्थाप्य अपि तद् जनानां कृते एकं नूतनं रोचमानं तथा तेषाम्मध्ये किञ्चित् रुचिः अह इत् निर्मीयते एतादृशं यदि विज्ञापनं कुर्मः चेत् अस्मिन् काले प्रभावकरं भवति इति मम मतः